भारते प्राचीनभारते केषां प्रसिद्धानां राजा राज्ञां राजा अधिकमस्ति रामः युधिष्ठिरः रामः युधिष्ठिरः छत्रपतिः शिबिः महाराजः परीक्षितः महाराजः दशरथमहाराजः रामः अहं बहु इच्छामि परीक्षितः महाराजस्य परीक्षितः महाराजः एकवारं वनस्य मध्ये गच्छति तत्र मृगस्य ताडनकरणार्थं तत्र सः बुभुक्षितः अस्ति बुभुक्षितः आसीत् सः एकः महर्षिणः समीपे गच्छति तत्र महर्षिः ध्याननिमग्नः आसीत् महाराजः आगतः किन्तु महर्षिः न दर्शनं दर्शयति इति परीक्षितः महाराजः किं किञ्चित् कोपः आसीत् सः एकः एकः मा सर्पम् उद्घाट्य महर्षेः उपरि निक्षेपयति तद् दृष्ट्वा आं तस्य महर्षेः पुत्रः परीक्षितः महाराजः राजानं प्रति एकः शापः ददाति भव भवान् एकं सप्त सप्तदिनेषु सप्ताहे सा सप्तदिनेषु अन्ते बभन् तक्षकम् ताडनां तक्षकस्य ताडनात् भवतः मरणं भवेत् इति शापं ददाति अनन्तरं परीक्षितः महाराजः एतत् शापं न ज्ञातवान् महर्षिः तस्य तं महर्षि तस्य ज्ञानात् तस्य तत्र तं पुत्रस्य शापं तस्य ज्ञानाद् ज्ञात्वा परीक्षितः महाराजं सः महाराजं प्रा वद् वदति भवान् शृणोतु भवान् मम आश्रमे आगतवान् अहं ध्याननिमग्नः आसीत् भवान् एकं सर्पं मम खण्डे स्थापितवान् तद् दृष्ट्वा मम पुत्रः एकः शापकः दद शापः दत्तवान् दत्तवान् सप्तदिनानि अद्यतः अद्य आरबभ्य सप्तदिनपर्यन्तं पर्यन्तं सप्तदिनात् पूर्वं भवान् न जीविनः जीवन्ति भवान् तक्षकस्य ताडनं ताडने मरणं भवेयुः इति शापः अस्ति इति महर्षिः उक्तवान् अनन्तरं किं करणीयम् इति भवान् चिन्तयतु तदर्थं परीक्षितः महाराजः शुकं शुकं शुकमहर्षेः केस् महर्षेः समीपं गच्छति सप्तदिनमेव अस्ति मम अहं मम मया श्रीकृष्णस्य कथां वदतु इति प्रार् यति शुकं शुकमहर्षेः कृते शुकमहर्षिः शुकमहर्षिः परीक्षितः महराजस्य कृते सप्तदिनानि सप्ताहम् सप्ताहं तद् भागवतं भागवतं श्रोष्यति श्रोष्यति अनन्तरं तक्षकस्य ताडनं न भवेयुः इति चिन्तयन् कृत्वा सः समुद्रस्यस् समुद्रस्य मध्ये एकं भवनं निर्माणं कृत्वा तत्र सः वसति तत्र परिरक्षकः एकं नारङ्गफलम् आनयति नारङ्गः नारङ्गफलम् आनयति नारङ्गफलं कर्तनं कर्तनेन तत् नारङ्गफलात् एकः कीटः बहिः आगच्छति कीटं तक्षकरूपं स्वीकृत्य परि परीक्षितमहाराजं दंशति विधिः विदिधिः इति अस्ति तद् अस्माकं कृते न ताडयति तत् अस्माकं कृते तस्य मार्जनं न कर्तुं शक्यते इति कथा अस्ति